मम परिवारेण मित्रैश्च सह वार्तालापं कर्तुं प्राकक्रियायां कथं विभजनं करिष्ये इति प्रश्नः आयाति चेत् एकमेव नाम पाकक्रियायामहं करोमि नाम सर्वदा तु अहं पाकशालायामेव नास्मि किल नाम किञ्चित् हा नाम वर्ते काचित् नाम अद्य एतत् खादितुं परिवारजनाः ये सन्ति तस्याः इच्छा वर्तते नाम तत्तु टैम् मेनेज्मेण्ट् एव तत्र आवश् आव आवश्यकमिति अहं वक्तुम् समर्थः नाम नाम यदा प्रातः समये एव उदाहरणमेव नाम प्रातस्समये एव अस्माकम् अल्पाहारसमयः भवति नाम तदा सार्ध अष्टवादनात् पर्यन्तं सर्वान् अल्पाहारः जातः इति नाम शीघ्रम् उत्थाप्य किञ्चित् अल्पाहारं तथा च भोजनस्य अपि आरम्भं तदा एव कृत्वा तत् सर्वं सम्यक् भवितुमर्हति इति एकं तदनन्तरं यद् कालः वर्तते तत् अवशिष्टः नाम होराद्वयं तदा गमनं गमनकार्ये विलम्बः भवति किल तद् नाम तद् तावत्पर्यन्तं तत्तु जातमेव नाम भवति कालः अस्ति इति वक्तुं शक्नोति